मम मातृभाषा तु कर्नाटभाषा कर्नाटभाषायां रामायणमहाभारतादीनाम् अनुवादाः लभ्यन्त एव भारतदर्शनम् इति बेङ्गलूरुमध्ये एका संस्था वर्तते तया संस्थया मुद्रापितं रामायणं महाभारतं एन् रङ्गनाथशर्मा इति महान् विद्वान् आसीत् तेन अनुवादश्च कृतः आसीत् तस्मात् अद्यापि लभ्यन्ते महाभारतरामायणादीनाम् अनन्तरं विद्यागणपतिप्रकाशनम् इति गङ्गाधरशास्त्रिनः इति केचन महान्तः आसन् तैरपि अनेकानि पुस्तकानि रामायणमहाभारत महाभारतग्रन्थान् अधिकृत्य ग्रन्थाः उपलभ्यन्त एव